अन्तर्जालस्य प्रयोगः तन्त्रजालस्य आविष्कारात् संस्कृतभाषायां किं परिवर्तनीयम् इति अद्य अत्र प्रश्नः पृष्टः अन्तर्जाले एवं वर्तते अन्तर्जालस्य प्रयोगे वयं यदि उदाहरणार्थम् इदं यः कश्चित् संस्कृतं पठानीयं एवं पठन्ति चेत् पठनीयं नाम अन्तर्जालस्य आवश्यकता भवत्येव इदानीं पुस्तकं सर्वेषां प्राप्यते इत्येव नास्ति तन्त्रज्ञानम् एव सर्वेषां प्राप्यते इति नास्ति यदि पूर्वैः कृतमस्ति इदानीं तत् किम् आविष्कारात् सर्वं प्राप्यमाणम् अस्ति वर्तते पुस्तकं यदि अन्तर् इदानीम् आधुनिकम् इत्यतः अन्तर्जालस्य प्रयोगः वर्तते एव उदाहरणार्थं यद्यपि स यः यः कश्चित् संस्कृतं पठितुम् इच्छति तस्मै किं कर्तव्यं नाम तत्र यः अन्तर्जालात् एवं विडियो त्यजति किं नाम एवं पठनीयम् एवं कर्तव्यं व्याकरणं शुद्धिः कथं स्यात् व्याक्यप्रयोगः कथं स्यात् इति अन्तर्जाले यदि यदि सः त्यजति तर्हि यः पठितुम् इच्छति सः तद् दृष्ट्वा संस्कृतं पठति तदर्थम् अन्तर्जालस्य प्रयोगः अपेक्षितः एव वर्तते तन्त्रज्ञानमपि भवेत् तत् पुस्तकं द्रष्टुं सर्वैः पठितुं न शक्यते इदनीम् अन् आधुनिकम् इत्येतत् अन्तर्जालस्य प्रयोगः आधिक्येन एव आवश्यकं वर्तते अन्तर्जालस्य तथा तन्त्रज्ञानस्य आविष्कारः एव संस्कृतभाषायां सर्वं परिवर्तनं बहु इदानीं वर्तते एवं रूपेण अन्तर्जालस्य प्रयोगः इदानीम् अत्यन्तम् अपेक्षितं वर्तते